हरि ओम् महोदय वदतु आम् सत्यं महोदय वदन्तु निश्चयेन महोदय लभ्यते किं आवश्यकम् अस्ति वदन्तु गृहं प्रति प्रेषयामः आम् सत्यं आम् किञ्चिद् यानस्य चार्ज् अधिकम् अस्ति तत् भवन्तः निश्चयेन अस्माकं आपणे यत् दीयते सर्वं फ्रेष् एव कति आवश्यकं कियत् केजी आम् अस्तु अनन्तरं आम् अस्तु कति महोदय केजि त्रयं वा अस्तु निश्चयेन अस्तु अस्तु तदेव अस्तु अस्तु बृहद् यदस्ति तदेव पूरयामः आम् अस्तु अस्तु महोदय प्रेषयामि तदपि अस्ति तदपि लभ्यते केजि द्वयं अस्तु सर्वं लभ्य सर्वम् अस्ति महोदय नीललोहितवर्णस्य तत् यदा आवश्यकम् अस्ति तदा वयं आनी आनीमः नि नि निश्चयेन निश्चयेन आनीमः इदानीं तु नास्ति खलु अग्रमिवासरे खलु निश्चयेन तद् समये आनीमः निश्चयेन

आम् तदपि अस्ति

अस्तु महोदय कदा कदा उक्तम् आसीत् कदा कस्मिन् दिनाङ्के अस्तु रात्रौ सोमवासरे सा मध्ये अस्तु अस्तु सोमवास आम् आम् सोमवारे मध्याह्ने अस्तु तत् यदा बिल् मध्ये कुर्मः तदा निश्चयेन कुर्मः डिस्कौण्ट् एताव एतावत् भवन्तः अस्माकं आपणतः स्वीकरोति खलु निश्चयेन कुर्मः अस्तु महोदय नमः धन्यवादः